विविध ऋत्वाधारित पादपानां कृते केचन सावधानानि स्वीकर्तव्यानि भवन्ति हिमात् पादपानां रक्षणस्य कृते पादपानाम् आच्छादनस्य मृत्योः रक्षणस्य च सर्वोत्तमः उपायः आच्छादनचतुष्कोनयुक्तं तापस्स्रोतम् स्थापनम् येन वनस्पतयः रात्रौ यावत् उष्णतां प्राप्नुवन्ति वनस्पतयः संवेदनशीलाः जीवाः सन्ति ऋतुपरिवर्तनेन पादपाः परिस्थितिषु प्रतिक्रियां ददाति प्रभावितं च भवति शिशिरकाले शीतलवायुशहिष्णुताम् अतिसंवेदनशीलवनस्पतयः गृहस्य अन्त आनयितुं सर्वदा श्रेयष्करम् एतेन तेषां तुल्यकालिक उष्णतरं परिवेशं प्राप्यते दिवा वा रात्रौ कठोरशिशिरवायुभ्यः तेषां रक्षणं भविष्यति वर्षाकाले अस्माभिः अस्माकं वनस्पतयः अपि अतिरिक्तं पालनं कर्तव्यं भवति अस्मिन् काले अती जलीकरणेन मूलस्य क्षतिः भवितुम् अर्हति प्रचण्डवृष्ट्या प्रायः नवरूपितानां पादपानां क्षतिः भवितुमर्हति अतः तेषाम् उन्मूलनात् उद्धारणाय सम्यक् स्थापनं करणीयम् ग्रीष्मकाले अतितापः प्रायः पत्रानि दहति येन ते सर्वथा शुष्काः श्यामवर्णाः च भवन्ति फलतः तेषां रक्षणार्थम् अस्माभिः आवश्यकाः सावधानाः गृहीतव्याः प्रातःकाले जलं छायावस्त्रं प्रत्यक्षसूर्यप्रकाशं परीहर्तुं सम्यक् स्थापनं च वनस्पतयः अतितापात् रक्षितुं साहाय्यं कर्तुं शक्नुवन्ति